मया ह्यः प्रीतमेन निर्दिष्टः ऊरुकं स्वीकृतं तत् कथमस्ति नाम बहु आह्लादकरं वर्तते धर्तुं बहु तत् धरामि चेत् बहु मृदुः अस्ति तस्य सीवनं सर्वं कथं कृतमस्ति